मम क्षेत्रस्य समीपे प्रसिद्धाः महाविद्यालयाः तु बहवः सन्ति यथा असममहाविद्यालयः महिलामहाविद्यालयः राम ठाकुर् महाविद्यालयः तादृशाः बहवः महाविद्यालयाः सन्ति मम भ्रातरः भगिन्यः तेषु महाविद्यालयेषु एव पठितवन्तः अतः अहं चिन्तयामि तेषां महाविद्यालयानां अध्ययनं बहुसम्यक् अस्ति धन्यवादः